संस्कृतसाहित्ये बहवः कवयः सन्ति संस्कृतसाहित्यं समृद्धम् अस्ति तेषु कविषु कालिदासः बाणभट्टः माघः एते बहवः सन्ति तेषु कालिदासः आदिकविः कविरत्नः इत्यपि कथयति इति कथ्यते सः बहूनि नाटकानि रचितवान् अस्ति महाकाव्यद्वयं रचितवान् अस्ति पुनः खण्डकाव्यत्रयं रचितवान् अस्ति कालिदासेन विरचितनाटकेषु अभिज्ञानशाकुन्तलम् इति लोके प्रसिद्धः वर्तते तत्र नायकः अस्ति दुष्यन्तः नायिका अस्ति शकुन्तला